अस्माकं भारतदेशे च अस्मिन् काले चिकित्सायाः विषये सम्यक् व्यवस्था अस्ति प्राक्तनकालेषु वैद्यालयाः सर्वत्रापि न भवन्ति स्म बहु दूरं गन्तव्यं भवति स्म किन्तु अस्मिन् काले तथा नास्ति यतो हि सर्वत्रापि नगरेषु वैद्यालयाः सन्ति एवं च वैद्याः अपि सम्यक् शिक्षिताः भवन्ति इति कृत्वा बहु क्लेशः न भवति अतः सर्वत्रापि अस् अस्माभिः काले गन्तुं शक्यते तदर्थं व्यवस्थाः अपि वाहनव्यवस्थाः अपि सन्ति एवमेव इदानीन्तनकालेषु सर्वेषां निकटे आधिक्येन स्वकीयं वाहनम् अपि भवति इति कृत्वा सर्वत्रापि गन्तुं शक्यते एवं च वैद्यालयः बृहद्वैद्यालयानामपेक्षया लघु लघु वैद्यालयाः अपि सर्वत्र नगरेषु ग्रामेषु अपि सन्ति इति इति कृत्वा तत्रापि अस्माभिः शीघ्रमेव सम्पर्कः कर्तुं शक्यते कोरोनाकाले तु मम अनुभवः सम्यक् एव आसीत् यथो हि मया तु कदापि क्लेशाः नानुभूताः अहं स्वस्थः एव आसम् इति समीचीनः विषयः अस्माकं ग्रामे वैद्यालयः नास्ति इति एव क्लेशः तदर्थं वैद्यालयः निर्मातव्यः अस्ति